गतसप्ताहे जलशोधिनीम् अन्तर्जालमाध्यमेन क्रीतवान् एतस्याः जलशोधिन्याः मूल्यम् अधिकमेव अस्ति यदि यन्त्रे समस्या उदेति तर्हि समीकर्तुम् एतस्याः संस्थायाः आपणाः लघुपत्तनेषु न सन्ति शीतजलं उष्णीकर्तुं विकल्पः अपि नास्ति